अहम् आन्लैन् माध्यमेन पुस्तकानि आहूतवान् आसं परन्तु यदा पुस्तकानि मया प्राप्तानि तस्य पत्राणि जीर्णानि आसन् कुत्रचित्तु लिखितमपि नासीत् मुद्रितमेव नासीत् तत् दृष्ट्वा अहं बहु कोपं कृतवान् यदा आन्लैन् वयं पुस्तकान् पश्यामः तदा तत्र चित्राणि सम्यक् दर्शयन्ति परन्तु यदा ते प्रेषयन्ति तत् पुस्तकम् भिन्नमेव भवति तद् मूलं पुस्तकं न भवति तस्य भिन्नमेव किमपि ते मुद्रितं कृत्वा प्रेषयन्ति तत् पुस्तकं दृष्ट्वा मम बहु कोपः तत्र पत्राणि अपि सम्यक् नासन् लिखितमपि सम्यक् नासीत् तत् पठितुम् अहं बहु कष्टम् अनुभूतवान् अतः आन्लैन् माध्यमेन पुस्तकस्य आह्वानं बहु कठिनम् अथवा न करणीयम् तत्र पुस्तकानां चित्रपुस्तकेषु चित्राणि अपि सम्यक् न भवन्ति पुस्तकं सम्यक् तस्य प्रति सम्यक् न भवति अतः आन्लैन् माध्यमेन पुस्तकं क्रयणम् इति बहु दुष्करं कार्यं कठिनं कार्यं न करणीयं कदापि आपणं गत्वा एव पुस्तकं सर्वदा क्रयणं करणीयम् यतः तत् वयं द्रष्टुं शक्नुमः तत् कथमस्ति पत्राणि कथं सन्ति सद् तद् वयं दृष्ट्वा क्रेतुं शक्नुमः तस्य मूल्यमपि वयं ज्ञातुं शक्नुमः आन्लैन् माध्यमेन पुस्तकं न्यूनमूल्येन प्राप्यते परन्तु अग्रे वयं वञ्चितः भवामः यतः पुस्तकं तत् इति प्रेषयन्ति तदेव भवति इत्य इत्यस्मिन् विषये वयं कदापि स्म अस्माकं स्पष्टता न भवति वयं वक्तुमपि न शक्नुमः यत् तत् पुस्तकं तैः प्रेषितं तदेव पुस्तकमस्ति स्वा सत्यं प्रतिं तस्य भवति वा न